अत्र त्रिपुराराज्ये भिन्नाः सांस्कृतिकसम्प्रदयाः वसन्ति यथा त्रिपुराराज्यस्य मुख्यसम्प्रदायाः ये सन्ति ते तु ड्रैवर् सम्प्रदायाः आदिवासिनः सन्ति एवं च अत्र बङ्गालप्रदेशतः अपि बहवः जनाः निवसन्ति उत्कलप्रदेशतः अपि बहवः जनाः निवसन्ति एवं च अत्र बाङ्ग्लादेशतः अपि बहवः जनाः निवसन्ति अतः एव समुदायेन यदि कथयामश्चेत् तदा तर्हि अत्र भिन्नाः सांस्कृतिकसम्प्रदायाः नूनमेव निवसन्ति तेषां संस्कृतेः संस्कृतेः भिन्नैः जनैः मेलनं तु भिन्नभिन्न अवसरेण भवति यथा वैशाखपूर्णिमायां तु सर्वे एव नववर्षस्य पालनं कुर्वन्ति ते तु बङ्गप्रदेशीयाः ये जनाः सन्ति तेषां मते अपि वैशाखपूर्णिमायामेव नववर्षम् एवं च अस्मिन् प्रदेशे ये तिष्ठन्ति आदिवासिनः तेषां मते अपि वैशाखपूर्णिमायामेव वर्षस्य प्रारम्भः अतः एव सर्वे तं पर्व नूनमेव मिलित्वा पालयन्ति एवं च दीपावलिः पर्व अस्ति होली पर्व अस्ति सर्वे तु मिलित्वा एव तेषां तेषां पालनं परिपालनं च कुर्वन्ति अतः एव पर्वपर्वणां माध्यमेन एव स विभिन्नसंस्कृतेः भिन्नैः भिन्नानां जनानाम् एकत्र मेलनं भवति